मे मते मुद्रणमाध्यमा ए वि माध्यमा उभयेपि विश्वासार्हा न सन्ति एतयो क अधिक विश्वासार्ह नाम प्रायश मुद्रणमाध्य इति मे मतं यतो हि मुद्रणमाध्यमे तत्र यत् वृत्तं तदेव वक्तव्यम् इति कश्चन अभिप्राय प्रसिद्ध भवति इति दृष्ट्या एव परं तत्रापि बहव अन्यथा कुर्वन्ति